गृहे पुरुषाणां महिलानां पात्राणि इतः पूर्वं तु पुरुषाः कार्यालयस्य कार्यं कुर्वन्ति महिलाः गृहे स्थित्वा गृहे सर्वाणि कार्याणि कुर्वन्ति इतः पूर्वं इदानीन्तनकाले तु बहु परिवर्तनम् अभवत् पुरुषाः अपि गृहे स्थित्वा सर्वाणि कार्याणि कर्तुं शक्यन्ते किमर्थम् इत्युक्ते महिलाः अपि बहिः गत्वा उद्योगं कुर्वत्यः सन्ति अतः सर्वाणि कार्याणि पुरुषाः महिलाः द्वौ मिलित्वा कुर्वन्ति इदानीन्तनकाले भी बाल् सन्ततिविषये अपि सर्वाः सम्यक् मिलित्वा एव सर्वाणि कार्याणि कुर्वन्ति इतः पूर्वं तु बहु महिलाः गृहे एव गृहिण्यः गृहे एव स्थित्वा गृहकार्याण्येव कुर्वत्यः सन्ति इदानीन्तनकाले तु बहु परिवर्तनम् अभवत् अतः कार्यस्य विषये अपि परिवर्तनम् अभवत् परन्तु इदानीन्तनकाले पुरुषाः महिलाः सर्वाणि कार्याणि कुर्वन्तः इति तु सन्तोषदायकविषयः अस्ति